अहं पन्नीर् व्यञ्जनं निर्माणं कृतवती व्यञ्जनं अन्येभ्यः बहुरोचते अहं कथं निर्माणं कृतवती आगच्छन्तु वयं जानीमः नारिकेलं रसं अमूलचूर्णं दधि जीरकं चूर्णं आद्रकम् इत्यादि पन्नीर् आलुकं सम्मिश्रणं कृत्वा निर्माणं कुर्मः चेत् व्यञ्जनं स्वादिष्टं रोचते